अहं मम मित्रेण सह दीर्घप्रवासार्थं गन्तुमिच्छामि बैक् यानेन निश्चितमपि वर्तते यतः बैक्याने गमनेन महान् सन्तोषः भवतीति चिन्त्यते गमनावसरे यदि जलमपेक्षितम् अतः एकं स्यूतं स्वीकरोमि तत्र जलकूपी यद्यपेक्षितं तर्हि एकं वस्त्रं किञ्चित् यदि मध्ये कदाचित् बुभुक्षा जायेत इति कृत्वा किञ्चित् आहारमपि स्वीकरोमि यदि बहु दूरं गम्यते यदि किञ्चिदेव दूरं तर्हि एकं जलं तावदेव अलम् एकं च वस्त्रं यदि स्वेदादिकं भवति तर्हि एवं द्विचक्रिकायान द्विचक्रिकायानेन दीर्घप्रवासः तु बहु इष्यते तदपि येषां येषां सह गमनेन अस्माकं सन्तोषः जायते तैस्साकं गमने बहु इष्यते